विंशतितमः दिनाङ्कः चतुर्थः मासः त्रिनवत्यधिकनवशतोत्तर एकसहस्रतमवर्षः द्वाविंशतितमः दिनाङ्कः षष्ठः मासः षण्णवत्यधिकनवशतोत्तर एकसहस्रतमवर्षः एकत्रिंशत्तमदिनाङ्कः अष्टमः मासः त्रयोविंशत्यधिकद्विसहस्रतमवर्षः त्रयोविंशतितमः दिनाङ्कः सप्तमः मासः सप्ताशीत्यधिक एकस नवशतोत्तर एकसहस्रतमवर्षः त्रयोदशतमदिनाङ्कः अष्टमः मासः त्रिषष्ट्यधिकनवशतोतर एकसहस्रतमवर्षः